जीवने आरोग्यस्य महत्वं बहु अस्ति तत् प्रति क्रीडाक्रीडनं बहु महत्त्वकरकार्यमिति चिन्तयामि किमर्थम् इत्युक्ते कः क्रीडां क्रीडन्ति जीवने समीचीनम् आरोग्यं भवति सत्यं खलु जीवने समीचीनम् आरोग्यम् आसीत् चेत् अलम् सर्वमपि सम्यक् प्रचलति मम पितुः सर्वदा उक्तः भवति किम् इत्युक्ते जीवने सर्वमपि अन्येषां आरभ्य स्वीकर्तुं शक्यते इत्युक्ते धनं तत्सर्वं परन्तु अस्माकम् आरोग्यम् अस्माकं मतिः तत्सर्वं स्वीकर्तुं न शक्यते सत्यं खलु तत् प्रति जीवने क्रीडनं बहु इत्युक्ते बहु इम्पार्टेण्ट् बहु मुख्यं मैन मुख्यकरविचारम् इति चिन्तयामि पुनः किमित्युक्ते कदा वयं क्रीडामः तदा आरोग्यं तावदेव न मनश्शान्तिः मिलति बहु मनश्शान्तिः योगाकरणादारभ्य किं मिलति तदा वयं पुनः बलशालिनः भवामः पुनः एक्टिव् इति वदन्ति खलु तथापि वयं बहु शक्तिशालिनः भ भवामः तत्सर्वम् आवश्यकम् इत्युक्ते क्रीडनं बहु इत्युक्ते बहु मुख्यकरं विचारम् भारते अपि क्रीडायाः प्रचारार्थं किं कर्तुं शक्यते इत्युक्ते इदानीं वयं सर्वे जानीमः मोदीजी आगत्यानन्तरं सः बहु एव सर्वेषामपि प्रोत्साहं ददन् अस्ति सत्यम् अस्माकं देशे तावदेव न अन्यदेशे गत्वा क्रीडितुं सर्वमपि सः बहु एव सहाय्यं कुर्वन् अस्ति सहाय्यं तावदेव न तेषां किम् एन्करेज् प्रोत्साहं कुर्वन् अस्ति तत् प्रति क्रीडनस्य महत्वं बहु एव अस्ति पुनः किम् इत्युक्ते सर्वे शालायां क्रीडायाः एकम् अवधिः भवति परन्तु अन्य विच्छ अन्यविषयं सर्वं प पाठनं न समाप्तम् इति क्रीडायाः अवधिं ते न त्यजन्ति एतत् सत्यं सत्यं विचारम् अस्माकं कर्नाटके अहं चिन्तनरीत्या भारतेपि एवमेव अस्ति इति चिन्तयामि अस्तु वा किमर्थम् इत्युक्ते क्रीडा इत्युक्ते सर्वेषामपि बहु इच्छा सर्वे बालिकाः अपि क्रीडितुं बहु इच्छन्ति परन्तु क्रीडितुं समयं न भवति किमर्थम् इत्युक्ते शालायां न त्यक्तवान् इति चिन्तयामः गृहे आगत्य नन्तरमपि तेषां न शक्यते क्रीडितुम् किमर्तम् इत्युक्ते सर्वाः अवधिः ट्युशन् इति वदन्ति खलु तथा स्थापयन्ति तेषां क्रीडितुं बहिरपि न त्यजन्ति पोल्यूषन् सर्वं भवति तत् प्रति न गच्छन्तु इति सर्वं वदन्ति परन्तु क्रीडायाः उपयोगं बहु एव अस्ति धन्यवादः